अहं भवतः कम्पनीतः आर्डर् यत् वाहनं आरक्षितमासीत् परन्तु यद् यानम् अहम् आरक्षितवान् तत्तु आन्लैन् माध्यमेन बहु समीचीनः दृष्टं परन्तु यदा सः तद् यानम् आगतं तदा तद् बहु असमीचीनम् आसीत् तस्य आसनमपि समीचीनं नास्ति यदा अहं मार्गे आसीत् रात्रौ काले अहं प्रवासं राम्टेक्तः नाग्पुरपर्यन्तं प्रवासं करोमि तदा तस्य हेड्लैट् अपि बहु डीम् भवति मार्गे तद्यानं पञ्चर् अपि जातं तद्यानं भवान् दुरुस्तं कृत्वा अग्रिमपर्याये ददातु